सांस्कृतिककार्यक्रमादिषु युवानः भागम् न वहन्ति तेषां निरुत्साहः अस्ति इति अभिप्रायः अस्ति किन्तु यदि तेषां सम्यक् मार्गदर्शनं नास्ति इति मम अभिप्रायः यदि शालासु महाविद्यालयेषु च सांस्कृतिकविषये संस्कारविषये संस्कृतिविषये वयं वदामः चेत् छात्राः अपि अङ्गीकुर्वन्ति तेषाम् आरम्भकाले तत्र वयमेव तस्मिन् विषये परिचयादिकं करणीयं भवति यदि सांस्कृतिकविषये वयं सम्यक् परिचयं दद्मः चेत् छात्राः अपि तस्मिन्न् विषये उत्साहः भवति तेषाम् अपि सांस्कृतिककार्यक्रमविषये संस्कृतिविषये संस्कारविषये उत्साहः भवति अनन्तरं ते स्वतन्त्रतया एव आगच्छन्ति भागं वहन्ति ते अपि भागिनः भवन्ति तस्मिन् कार्यक्रमेषु अतः वयं तस्मिन् विषये चिन्तनं करणीयम् इति मम अभिप्रायः